शालासम्मेलनेषु अवश्यमेव भागः गृहीतः अस्माकं महाविद्यालये प्रतिवर्षम् अन् वार्षिकोत्सवः भवति एवं च अस्माकं केन्द्रियसंस्कृतविश्वविद्यालये अखिलभारतीय प्र स्पर्धा अपि भवति तत्र मया भा वारद्वयं वारत्रयं वा भागः गृहीतः एकवारं तु अखिलभारतीये व्याकरणभाषणे भाषणे एवं च पुनः एकवारं च् चित्रणे अपि भागः गृहीतः तत्र अखिलभारतीयस्य एवं च अस्माकं वार्षिकोत्सवस्यापि दर्शनमपि जातं मम अनुभवः अत्यन्तम् अत्यन्तं सम्यगासीत् तत्र यद् यथा भिन्नेषु भिन्नेषु स्थलेषु भवति अतः भिन्नभिन्नस्थानानामपि दर्शनं वार्षिकोत्सवमाध्यमेन भवति एवं च सर्वे जनाः भिन्नभिन्नविभागेषु आगत्य एकत्रैव मिलित्वा वार्षिकोत्सवे भागग्रहणं कुर्वन्ति अतः एव तत्र उत्सवः इव प्रतिभाति तदुत्सवः इव प्रतिभाति